मदधीतशास्त्रस्य इतिहासम् एतादृशम् अस्ति अस्माकं न्यायशास्त्रं शास्त्रस्य सर्वप्राचीनाचार्यः गौतमः वर्तन्ते तेषां कालः द्विशतं ईस्वी इति केचन वदन्ति तेषां समये बौद्धानां आधिक्यम् अस्माकं देशे आसीत् न्यायशास्त्रस्य मुख्याः ग्रन्थाः न्यायसूत्रम् इति तर्कसङ्ग्रहः इति न्यायसिद्धान्तमुक्तावली एवम् अन्ये लाक्षणिकाः ग्रन्थाः वर्तन्ते एवम् अस्माकं वैशेषिकदर्शनस्य सर्वप्राचीनाचार्यः कणादः वर्तन्ते योगशास्त्रश्य योगदर्शनशास्त्रस्य आचार्यः महर्षिः महर्षिः पतञ्जलिः तेषाङ्कालः पञ्चाशदधिक शतम् ईस्वी पूर्वम् इति योगशास्त्रे कथम् अष्टाङ्गयोगसिद्धिः अवाप्य ईश्वरप्राप्तिर्भवति इति निरूपितं साङ्ख्यदर्शनस्य सर्वप्राचीनाचार्यः कपिलः तेन साङ्ख्यसूत्रं रचितं तत्र पञ्चविंशतितत्त्वेभ्यः पञ्चविंशतितत्त्वज्ञानात् अपवर्गप्राप्तिर्विहिता तस्य मुख्याः ग्रन्थाः साङ्ख्यसूत्रं साङ्ख्यतत् तत्त्वकौमुदी तत्र गौडपादभाष्यं गौडपादाचार्येण कृतं गौडपादभाष्यमपि वर्तते एवं साङ्ख्यसूत्रोपरि बहवः ग्रन्थाः वर्तन्ते एवं मिमांसादर्शनस्य प्रमुखाचार्यः अस्माकं लौगाक्षिभास्करः तत्रापि लौवाक् तत् तत्रापि मिमांसादर्शनमादाय बहूनि ग्रन्थानि विलिखितानि आचार्यैः बहवः ग्रन्थाः अपि लिखिताः आचार्यैः तत्र अर्थसङ्ग्रहः तर्ककौमुदी इत्यादि वर्तन्ते वेदान्तदर्शनम् तस्य आचार्यः अस्माकं बादरायणः वेदान्तशास्त्रोपरि सर्वाधिकाः ग्रन्थाः वर्तन्ते यतोऽहि अस्माकं देशस्य स्थितिः अपि वैराग्यपूर्णा भवति अस्माकं देशस्य ऋषयः शास्त्रज्ञाः शास्त्रमनोमज्ञाः भगवद्पराः वर्तन्ते अथ अतः वेदान्तदर्शनस्य सर्वाधिकमहत्त्वं वर्तते अस्माकं देशे तस्योपरि अपि बहवः ग्रन्थाः विलिखिताः इति